मदधीतशास्त्रं व्याकरणशास्त्रं व्याकरणशास्त्रस्य मूलग्रन्थः वर्तते अष्टाध्यायी इति अष्टाध्यायी इति व्याकरणग्रन्थः महर्षिणा पाणिनिना विरचितमस्ति प्रायः सप्तशतम् इसापूर्वसमये एषः संस्कृतव्याकरणग्रन्थः पाणिनिना रचितम् अष्टाध्यायी अष्टसु अध्यायेषु विभक्तः प्रत्येकस्मिन् अध्याये पुनः चत्वारः पादाः सन्ति प्रत्येकस्मिन् पादे च नैकानि सूत्राणि भवन्ति षड्वेदाङ्गेषु अन्यतमं व्याकरणं तदेव व्याकरनशास्त्रस्य मूलभूतग्रन्थः अयम् अष्टाध्यायी इति अष्टाध्याय्यां प्रायः चतुस्सहस्रं सूत्राणि सन्ति महाभाष्ये अष्टाध्यायिविषये सर्ववेदपरिषद्शास्त्रम् इति उक्तमस्ति